यदि मह्यम् अन्यदेशं गन्तुम् अवकाशं प्राप्यते तर्हि अहं स्विज्जर्लेण्ड् इति देशं गच्छामि यतो हि अहं प्रकृतिं बहु इच्छामि तत्र प्रकृतिविषयाः अनेके सन्ति समीचीनतया प्रकृतिः तत्र स्वात्मानं रञ्जितवती अस्ति